सामाजिकमाध्यमाः जनान् करकुशलकलायाम् इतरकलाप्रकारे च सल्लग्नतां करोति आम् तत् सामाजिकमाध्यमाः करोति तत् तद्विषये यूट्यूब् वा वाहिनीं डी ऐ वै इति डु इट् युवर् सेल्फ़् इति किमपि अस्ति तत्र बहूनि जनाः किं किं कृत्वा तत्र स्थापयति बहु बहुनि सुन्दराणि तत् कलाकृतिम् अस्ति तद्दृष्ट्वा तत्र ऐडिया गृहीत्वा बहुजनान् जनाः किमपि कर्तुं शक्यते य आय् उदाहरणार्थं कापि गातुं सम्यक् गातुं शक्यते तर्हि तद्दृष्ट्वा किमपि अन्यप्रकारेण गातुं शक्यते कापी गृहिणी यदि सम्यक् कुकिङ्ग् करोति तर्हि सा तत् कृत्वा तस्य विडियो गृहीत्वा तत् स्थापयति यदि तर्हि अन्यप्र अन्यः अन्या या स्त्रियाः सन्ति सा ताः किमपि कर्तुं शक्यते यदि कापि जनः गृहकृत्यं गृहस्य डेकोरेशन् कर्तुं शक्यते तत् तस्य विडियोः विडियो गृहीत्वा तत् यदि यूट्यूब् यूट्यूब् वाहिन्यां फ़ेस्बुक् अत्र स्थापयति तर्हि अन्याः तस्य उपयोगः कर्तुं शक्यते येन प्रकारेण बहूनि अजः बहु जनाः तस्य उपयोगं कृत्वा स्वस्य गुणस्य वर्धनं कर्तुं शक्यते इति अहं मन्ये